अहं बहूनि पुस्तकानि पठितवान् अस्मि पूर्वतः अपि तत्र पुरातनपुस्तकेषु इतिहासः इत्येव नाम्ना पुस्तकानि प्रसिद्धाः प्रसिद्धानि आसीत् इदानीन्तन पुस्तकेषु सर्वत्र हिस्ट्री हिस्ट्री हिस्ट्री इति आगच्छति एतत् आङ्ग्लजनानां वर्तते पूर्वं सर्वे प्राचीनभारते सर्वे इतिहासमित्येव वदन्ति स्म परम्परया अपि इतिहासमित्येव आगतमस्ति यदि एवं नास्ति भवति स्म चेत् इदानीमपि सम्यक् भवति स्म इदानीं सर्वत्र तस्य हिस्ट्रि वदामः एतस्य हिस्ट्रि वदामः इत्यादिकमेव वदन्ति पूर्वं तु तथा न आसीत् एतस्य इतिहासम् इतिहासं नाम कथं भवति स्म यदि शृण्वन्ति रोमाञ्चनं भवति सम्पूर्णम् एतत् हिस्ट्री नाम किमपि न भवति तदर्थम् एतत् हिस्ट्री इति पदं समीचीनं न यदि इतिहासमित्येव भवतु इति अस्माकम् आशयः वर्तते अस्माकं अस्माभिः पूर्वतः अपि इतिहासमित्येव पठितमस्ति तत्र साम्राज्यानां विषये तत्सर्वम् इतिहासरूपेण एव आगच्छति यदि एवं न आगच्छति इष्ट्री इति वदामश्चेत् तत्र आङ्ग्लजनानामेव आगच्छति इदानीन्तन आङ्ग्लपुस्तकेषु सर्वं तत्र हिस्ट्री इति पश्यन्ति चेत् तत्र केवलम् आङ्ग्लजनानामेव भवति प्रथमपाठमपि आङ्ग्लजनानां भवति तदर्थम् एतत् सम्यक् न अस्माभिः एतत् न आचरितव्यः अस्माभिः केवलम् इतिहास इति शब्दस्य प्रयोगः कर्तव्यः इति वयम् अस्माभिः इष्यते एतत् इतिहास इति रूपेण एव भवतु अस्माकं ग्रामीणप्रदेशेषु सर्वम् एतस्य इतिहासं श्रुतवान् अस्ति वा तस्य इतिहासं श्रुतवान् अस्ति वा इति पूर्वजाः पृच्छन्ति स्म इदानीन्तन छात्राः एतस्य हिस्ट्रि जानाति वा तस्य हिस्ट्रि जानाति वा इति पृच्छन्ति एतत् श्रोतुमपि तावत् सम्यक् न भवति यदि इतिहासं यदि वदन्ति तत् अस्माकं सांस्कृतिकं पदं वर्तते इति